मम एकं प्रियमित्रम् अस्ति सः इदानीं स्नातकार्थं पठति सः विज्ञानविषयं स्वीकृतवान् सः इदानीं विद्यावारिधिपर्यन्तं पठितुमिच्छति बालिकायाः शिक्षणविषये प्रश्नः एवायुक्तः यतोहि शिक्षायां पुंस्त्वं स्त्रीत्वं न द्रष्टव्यं शिक्षायां सर्वेषां समानाधिकारः वर्तते तेन तावती शिक्षा अवाप्यते यस्मिन् यावत् सामर्थ्यं वर्तते यादृशी रुचिः वर्तते तदवलोक्य तदनुगुणतया पाठनीयम् इति मम अभिप्रायः